मम प्रदेशे दर्शनार्थं बहूनि स्थलानि सन्ति यथा पुरी जगन्नाथः कोणार्कं भुवनेश्वरं ओरिसाप्रदेशे सुन्नत्रिभुजाय उन्नं करोति राज्ये धार्मिकमहत्वं सांस्कृतिकमहोत्सवे सह बहुपर्यटकस्थलानि सन्ति पुरीनगर्याम् अत्यधिकं द्रष्टुं योग्यं मन्दिरेषु कानिचन मन्दिराणि यथा जगन्नाथमन्दिरं लोकनाथमन्दिरम् अर्धस्वामिमन्दिराणि सन्ति भुवनेश्वरे लिङ्गराजमन्दिरं इस्कान् मन्दिरं निन्दुसा झिल्लि अस्ति काटके चण्डीमन्दिरं वारवाटिदुर्गः नेताजिजन्मस्थानसङ्ग्रहालयः अस्ति चान्दिपुरे लुकाछुपि समुद्रतटः अद्भुतसुर्यास्तसुर्योदयौ च अस्ति सम्बल्पुरे हिराकुट्यां सबलेश्वरमन्दिरम् अस्ति राव्किरायां मा वैष्णवदेवीमन्दिरं हनुमान्पार्क् खण्डहाल् जलप्रपातः वेदव्यासमन्दिरं अस्ति देशविदेशेभ्यश्च पर्यटकाः भ्रमणार्थम् आगच्छन्ति